नमस्कारः महोदय मया भवतः स्विगी एप्मध्ये तः भोजनम् आज्ञापितम् आसीत् किन्तु भोजनम् अद्यापि मम कोष्ठकं न प्राप्तं कृपया अहं भवन्तम् आह्वयामि यत् मम भोजनं यथा शीघ्रं मम गृहं नयतु